अहं वस्तुतः नालिकाजलं तु न प्राप्नोमि मम ग्रामे तु नदी वर्तते वेगवती नदी इति तस्याः नद्याः अहं जलं प्राप्नोमि वस्तुतः परन्तु यदि अहं नालिकाजलं प्राप्नोमि चेत् मम जीवनं कथं भवति इति चेत् कथं वदामि अधुना चेन्नैनगरे सन्ति मम बान्धवाः तत्र ते न प्रतिनित्यं नालिकाजलम् एव उपयोगं कुर्वन्तस्सन्ति परन्तु तेषां जीवनं सम्यक् अस्ति वा न वा पृष्टे सति न इति एव वक्तव्यं किमर्थम् इत्युक्ते तत्र नालिकाजलं यदि सः आनयति चेत् यदि सर्वकारतः नालिकाल जलं न युज्यते चेत् ततः नालिकाजलं तु यदि जलव्यवस्था एव न भवति तदनन्तरं बहु कष्टम् अनुभूयते परन्तु यदा वृष्टिकाले एवम् अतीव ग्रीष्मकाले तु अधिकं जलम् अपेक्षते अधिकं तु न लभ्यते स्वच्छं भवति वा न वा इति प्रश्नः अस्ति स्वच्छं भवति वा इति चेत् केषुचित् स्थलेषु स्वच्छं भवति केषुचित् स्थलेषु स्वच्छता तु नास्ति एव केषुचित् स्थले तु स्वच्छता अपि भवति अस्व अस्व अस्वच्छतापि भवति इत्युक्ते किञ्चित् मिडियम् इति वदामः आङ्गलभाषायां तथा भवति अतः नालिकाजलं तु समीचिनं वा न वा इति चेत् पृष्टे सति असमीचीनम् इति एव मम आशयः वर्तते किमर्थम् इत्युक्ते यथा वयं सर्वेऽपि साक्षात् भूमिजलं प्राप्नुमः साक्षात् नदीजलं प्राप्नुमः ततः ये मिनरेल्स् वर्तन्ते तत् सर्वमपि नालिकाजले भवति इति अवश्यं भवतीति वक्तुं न शक्नुमः अतः तत् नालिकाजलं तु सम्यक् नास्ति इति एव मम अभिप्रायः